हरिः ओम् हा हरिः ओम् नमस्ते महोदय हा तादृशं विशेषं किमपि नास्ति एवमेव स्मृतवान् वदन्तु वा आमाम् भवतः आपणस्य अहं दिनत्रयात् पूर्वम् अत्र आगतवान् अहं तत पञ्चमासेभ्यः अहं देल्लीनगर्यामेव कार्यं कुर्वन् आसम् दिनत्रयपूर्वं बेङ्ग्लूर्नगरम् आगतवान् आमाम् आगच्छन् आसं पूर्वं यतः अस्माकं कार्यालयं समीपे एव अस्ति भवतः आपणस्य समीपे एव अस्ति अतः प्रातः पुनः चायं चायं पातुम् अहं मित्रैः मिलित्वा प्रतिदिनम् आगच्छन् आसम् हा हा निश्चयेन निश्चयेन महोदय अस्माकं कार्यालये तु बहवः भवतः आपणस्य एव ग्राहकाः सन्ति

न्यूनमपि किमपि नास्ति महोदय तत्तु बहु रुचिकरं भवति आम् आं रुचिकरं भवति वदन्तु सर्वदा इच्छामः पातुं शुचिः अपि अस्ति तथा किमपि एवमस्तीति न्यूनतां वक्तुं न शक्नुमः तथा सम्यक् समीचीनतया भवता तद् आपणम् एतत् कृतमस्ति अतः वयं तत्र प्रतिदिनम् आगच्छामः हा स्वच्छता तु अन्ता तु शुभ्रमस्ति शुचिः तद् वर्तते एव बहिः किञ्चित् उपवेशनस्थाने भवता किञ्चित् इतोपि अवधानं दीयते चेत् तदितोपि सम्यक् भवति इति मम स्वस्यभिप्रायः

सेवकाः वयं तु एवमेव आगत्य कौण्टर्मध्ये स्वीकुर्मः आर्डर्रित्या कदापि अस्माभिः न कृतम् अतः तेषां विषये बहु न जानीमः य केवलं चायं पित्वा वयं गच्छामः अतः अन्यत् किमस्ति कीदृशं तत्र ते कुर्वन्ति इति वयं न दृष्टवन्तः सूचना इति यत् किमपि नास्ति हा चाये इदानीं भवन्तः शर्करां योजयन्तः सन्ति अग्रे किञ्चित् गुडमिश्रितं वा अन्यद्रीत्या किमपि यद् आरोग्याय सम्यक् भवति तादृशं चायं निर्मीय यच्छन्ति चेत् सम्यक् भवति इति अस्माकम् आम्

निश्चयेन महोदय कुर्वन्तु

कुर्वन्तु महोदय वयं निश्चयेन आगच्छामः

कुर्वन्तु महोदय वक्तव्यं गृहे सर्वे कुशलिनः महोदय

अधुना किं पठनस्ति सः

ओ तस्यपि इच्छा अस्ति वा आपणम् आगन्तुम् हा हा हा आम् आमाम्

पुनः अस्मिन् सप्ताहे तु विरामः अस्ति कार्यमपि गृहतः कुर्वन्तः स्मः सोमवासरतः साक्षात् कार्यं भवति कार्यालये तर्हि वयं निश्चयेन आगच्छामः प्रातः एव आम् महोदय निश्चयेन मिलामः आम् आम् निश्चयेन महोदय तावदेव महोदय भवता वक्तव्यम्

हा हा हा भवतः सः वाार्तालापं कृत्वा अहमपि सन्तुष्टः अद्य आं पुनर्मिलामः महोदय राम राम